शिक्षणव्यवस्थायां समूहमाध्यमे च संस्कृतस्य उचितस्थानं वर्तते वा इति प्रश्नः एतावता न इत्येव उत्तरम् यदा अहम् पठितवती पूर्वतनकाले तदानीम् एवं व्यवस्था न आसीत् कुत्रचित् संस्कृतविद्यालयः आसीत् किन्तु सर्वेषां कृते न आसीत् पठन समये संस्कृतभाषां चयनं कर्तुम् एव न शक्नुमः एवं स्थिति आसीत् पूर्वतनकाले एवं व्यवस्था न आसीत् तदेव उत्तरं किन्तु इदानीन्तन काले पञ्च पञ्चवर्षेभ्यः वा दशवर्षेभ्यः वा आरभ्य इदानीम् अहं चिन्तयामि बहुत्र संस्कृतपठनं प्रचलत् अस्ति एव इदानीम् अहं चिन्तयामि बहुत्र अस्ति अत्र व्यवस्थाः अपि सन्ति व्यवस्थाः अपि सन्ति अतः ये पटितुम् इच्छति तेषां कृते संशयः न भवति व्यवस्था अस्ति बहुत्र पाठयन्ति आन्लैन् द्वारा पाठयन्ति आन्लैन् द्वारा पठन्ति निःशुल्कं पाठयन्ति अतः इदानीन्तनकाले संस्कृतमाध्यमे संस्कृतस्य उचितस्थानं लब्धुम् आरब्धम् एव उचितस्थानं भविष्यति इदानीम् आरब्धम् उचितस्थानप्रापणम् आरब्धम् इति मन्ये दशवर्षेभ्यः अनन्तरं वा उचितस्थानं निश्चयेन भविष्यति